छायाचित्रणस्य विषये अहम् औपचारिकतया प्रशिक्षणं किमपि न प्राप्तवती किन्तु उत्तम छायाचित्रकारः भवितुम् अहं कौशलम् अस्ति इति चिन्तयामि पुनः मह्यं प्रेरकाः इति कोपि न सन्ति छायाचित्रणं केवलं मम हव्यासः इति अस्ति तन्मध्ये औपचारिक शिक्षणं वा प्रेरकाः वा कोपि न सन्ति तत् केवलं मम हव्यासः अभवत्